यदा समयं लभ्यते तदा मया पुस्तकानां पठनं क्रियते तेन बहुषु विषयेषु ज्ञानं वर्धते समयस्यापि सदुपयोगः भवति येस् एल् बैरप्प इति प्रसिद्धः लेखकः वर्तते कन्नड भाषया सः बहूनि पुस्तकानि लिखितवान् संस्कृतमित्यादि भाषासु अपि तस्य पुस्तकानि अनूदितानि सन्ति बैरप्पमहोदयस्य प्रायः सर्वाणि पुस्तकानि मया पठितानि तेषां पुस्तकानां विषयवस्तुः अत्यन्तं विशिष्टं भवति पठनेन ज्ञानविकासेनसह कश्चन आनन्दः अनुभूयते दार्शनिकं चिन्तनमपि बैरप्पमहोदयस्य पुस्तकेषु द्रष्टुं शक्नुमः अतः बैरप्पमहोदयस्य पुस्तकानि अहं पठितुम् इच्छामि एकमेव पुस्तकं बहुवारं पठितमिति नास्ति बैरप्पमहोदयस्य पुस्तकानि आश्रित्य चलच्चित्राणि अपि आगतानि किन्तु तद्विषये चलच्चित्राणि द्रष्टुं मम इच्छा नास्ति